यद्यपि देहभारं वर्धयितुम् तत्र अनेकाः प्रयत्नाः कर्तुं शक्यते तत्र ग्रहोपचाराः यद्यपि आरोग्यायपि उत्तमाः तेन स्वास्थ्यरक्षणं भवति स्वास्थ्यस्य हानिः कापि नास्ति एवं अन्ये अपि मार्गाः सन्ति तथा च उत्तमाः मार्गाः इति च गृहोपचाराः ते यथा क्षीरादिपानं क्षीरे च धान्यानां संस्थापनं यथा ड्रै फ़्रूट्स् इति इत्युच्यन्ते तेषाम् अम् स्वीकारः तथा जले संस्थाप्य द्राक्षः इत्यादीनि फलानि द्राक्षः इत्यादीनां भक्षणं तथा खर्जूरः अनेकानि यानि धान्यानि सन्ति तेषां तावत् अधिकपौष्टिकांशाः भवन्ति इति कृत्वा तादृशपदार्थानां स्वीकारे यद्यपि देहस्य धार्ढ्यमपि वर्तते तथा आरोग्यायापि सम्यक् भवति तस्मात् तादृशाः ग्रहोपचाराः अस्माभिः स्वीक् कर्तव्याः इति सूचयितुम् इच्छामि